हरि ओम् नमस्ते अस्तु लभ्यते गृहनिर्माणं वा अथवा सैट् अपि स्वीकरणं लोन् आवश्यकं भवति वा अस्तु सम्यक् सैट् कुत्र अस्ति ओ अस्तु सम्यक् तस्य सैस् किम् अस्ति बहु सम्यक् अस्तु तर्हि लोन् दातुं शक्यते किञ्चित् डाकुमेन्ट् सर्वम् आवश्यकं भवति अस्तु सम्यक् तद् ओ दस् वन् एकस्तरस्य निर्माणं वा स्तरद्वयस्य निर्माणं भवति वा ओ अस्तु तर्हि अन्यद् भवति कुत्र कार्यं करोति अस्तु तद सर्वकार्यशाला वा अन्य कुत्र ओ बहु सम्यक् तर्हि सैट् गिरिनगरे अस्ति सर्वकार शालामध्ये कार्यं करोति इत्युक्ते पि एफ् सर्वम् आगच्छति खलु अस्तु त तर्हि त तत् सर्वं डाकुमेन्ट् आवश्यकं भवति भवत्याः सेलरिस्लिप् मासत्रयस्य सेलरिस्लिप् अन्यद् एतत् भू दाखला सर्वं स्वीकृत्य अस्माकम् आफिस् मध्ये कार्यालयं आगन्तव्यम् तत्र तद् सर्वं वयं तद् परिशीलनं कृत्वा कियत् लोन् दातुं शक्यते इ एम् ऐ कियत् इति सर्वं निश्चयं भवति अन्यत् इतोऽपि एकविषयम् अन्यत् कोऽपि लोन अस्ति वा भवत्याः किम् ओ भवति एव तद् भवति एव तद् लोन् ई एम् ऐ दास्यति ई एम् ऐ भवति यत् दास्यति खलु आ इत्युक्ते तत् बैङ्क् स्टेट्मेन्ट् अपि आवश्यकं भवति षण्मासस्य बैङ्क् स्टेट्मेन्ट् अपि आनयतु श्वः ओ हो तत इतोऽपि सम्यक् अस्तु तर्हि श्वः आगच्छति खलु कस्मिन् समये आगच्छति अस्तु अस्तु